देशीयचिकित्सापद्धतयः पञ्च आयुर्वेदः योगः एवं प्राकृतिकचिकित्सा युनानि तथा सिद्ध होमियोप्याथि आयुष्यस्वस्थ्यमन्त्रालयान्तर्गत एताः पञ्चचिकित्सापद्धतयः प्रत्येकचिकित्सापद्धतीनां विभिन्नविशेषत्वं भवति एताः सर्वाः प्राकृतिकाः एतासां चिकित्सापद्धतिषु अतीवसाम्यं दृश्यते यतोहि सर्वाः प्राकृतिकाः एतासु केचन भेदाः अपि सन्ति आयुर्वेदः अतीवप्राचीनतमा शास्त्रीयप्रायोगिकी महत्वपूर्णचिकित्सापद्धतिः वर्तते आयुर्वेदस्य अष्टाङ्गानि सन्ति कायचिकित्सा बालरोगचिकित्सा भूतविद्या शल्यचिकित्सा शालाक्यतन्त्रम् अगततन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रम् एतानि अङ्गानि सन्ति देशः कालः बलं वयः एतादृशं विषयं स्वीकृत्य प्रत्येकमनुष्यस्य विभिन्नं ज्ञात्वा आयुर्वेदचिकित्सा भवति एतदेव आयुर्वेदस्य विशेषत्वं स्वस्थस्य स्वास्थरक्षणम् आतुरस्य विकारप्रशमनम् इति इतोपि एका विशेषता रोगस्य मूलपर्यन्तं निदानं गच्छति अतः एषा चिकित्सापद्धतिः किञ्चित् दीर्घा भवति परं रोगस्य मूलं नाशयति योगः एवं नेचुरोप्याथी एषा एका प्राकृतिकचिकित्सा वर्तते योगः प्राचीनचिकित्सापद्धतिः आसनं प्राणायामः इत्यादि द्वारा अन्नं चिकित्सा कुर्वन्ति मानसिकस्वास्थ दृष्ट्या अपि एषा चिकित्सा उत्तमा भवति योगचिकित्सायां तथा प्राकृतचिकित्सायां लङ्घनम् आहारः जलचिकित्सा मर्दनादि द्वारा शरीरं मनः आत्मनः शुद्धि प्राकृतिकचिकित्सा द्वारा भवति प्राकृतचिकित्सा नाम पञ्चभौतिकचिकित्सा पृथिवि अप् तेजः वायु आकाशः पञ्चतत्वानां द्वारा इदं शरीरं निर्मितम् अस्ति तेन एव शरीरस्य रक्षणं पोषणं भवति परं तेषां प्रमाणं शरीरे यत्किञ्चित् भवति तदपि अधिकं वा न्यूनं भवति तेन अस्वास्थं भवति अतः तैः पञ्चमहाभूतैः एव चिकित्साकरणीया भवति युनानिचिकित्सा युनानि हिपोक्रेटस् हिक्मत् नाम्ना प्रसिद्धा मूलतः लोनियन् अरबरूपं वर्तते आयुर्वेदेन सह सादृश्यं भवति दम इत्युक्ते रक्तम् पीतपित्तं कृष्णपित्तं बलगम् इत्युक्ते कफः एतैः दोषैः द्वारा दोषलक्षणानि दृष्ट्वा निदानं भवति नाडीपरीक्षणं च भवति शुद्धीकरणाय मालिश् पसीना वमनं लीचिङ्ग् वायामादि उपचाराः भवन्ति तुर्की ग्रीक् पद्धतिः एषा हूम्यो होमियोपेत् अलर्जीस् स्वस्थता मन्त्रः स्वस्थतन्त्रम् मस्क्युलर् विश्वासः आधारित एषा चिकित्सा वर्तते जर्मनचिकित्सापद्धति एषा लक्षणानि दृष्ट्वा उपचाराः क्रियन्ते मूल पुष्प पत्रेषु यः रसः भवति तस्य अर्क स्वीक्रियते सूक्ष्मचिकित्सापद्धति एकलद्रव्य समानता दृष्टिकोनः अस्ति औषधस्य न्यूनतमा मात्रा भवति बालकेषु प्रिया एषा पद्धति यतोहि औषधं कटु नास्ति मधुरमस्ति सिद्ध सिद्धविज्ञानम् एषा तामिलनाडुप्रदेशे आगतः चिकित्सापद्धति अस्ति आहारः जीवनशैली एतयोः महत्वं पञ्चभौतिकिचिकित्सा एषा सल्फर् पारद इत्यादि खनिजपदार्थानां चिकित्सायाः उपयोगो भवति आयुर्वेदः योगः प्राकृतचिकित्सा युनानि सिद्ध एतयोः प्रायः साम्यं दृश्यते योगचिकित्सायां केवलम् औषधैः विना चिकित्सा भवति परस्परपूरकम् एतापद्धतयः सन्ति एतासां संयुक्त उपचारेण असाध्यरोगः दूरं भवितुम् अर्हति